मम प्रदेशे बहूनि स्थानानि सन्ति पर्यटनार्थं किन्तु सर्वत्रापि व्यवस्था बहु सम्यक् वर्तते इति वक्तुं न शक्यते यानानि घण्टा द्वये उत घण् प्रति प्रत्येकं घण्टां प्रत्यपि मिलन्ति कदाचित् क्लेशः भवति किन्तु वासस्थानानि न्यूनानि सन्ति तेषां वर्धनार्थं सर्वकारस् सर्वकारः यत्नः कर् सर्वकारेण यत्नः कर्तव्यः अस्माभिः सर्वकार सर्वकारं प्रति माहितिः देया तत्र पर्यटकेभ्यः यानव्यवस्थार्थं तु ते स्वयं कृत्वा आगच्छन्ति चेत् तत्र बहु सुलभतया तेषां पर्यटनं शक्यते यदि सर्वकारस्य यानानि उपयुज्यन्ते तर्हि कश्चन क्लेशः भवेत्